भारतदेशे निरुद्योगसमस्याः सन्ति तद् निवारयितुं सर्वकारपक्षतः अपि प्रयत्नः करणीयः अनन्तरं सर्वे जनाः अपि स्वस्वप्रयत्नं कृत्वा अग्रे गन्तव्यं निरुद्योगम् इत्युक्ते तत्र विना कार्येण यत्किमपि कार्यं स्वयं वयम् अन्वेष्टुं कर्तुं शक्ष्यते शक्ष्यते अहं किं करणीयम् इति एकं चिन्तनं मनसि स् नि आगच्छति चेत् यः कोऽपि सर् विना कार्यं न तिष्ठन्ति कार्यं कुर्वन् एव तस्य जीवनं यापयति तद् भा भारतदेशे अपि सर्वकारपक्षतः इदानीं किञ्चित् अवकाशाः इत्तिक् तिक् तत्र प्रवेशः उद्योगार्थं जनान् प्रेरयामः इत्युक्ते स्वयं प्रतिपत्ति उद्योगाः आवश्यकाः इत्युक्ते सर्वे अपि संस्थासु आनन्तरम् एतत् अन्यप्रदेशे कर्तुं न उद्योगकरणं न केवलं स्वस्ववृत्तिं कर्तुमपि शक्यं शक्यते तादृशं प्रेरणात्मकम् एकं वातावरणं कल्पनीयं सर्वकारपक्षतः इत्युक्ते तत्र तेषां कृते यद्यद् आवश्यकम् अहं मम कुलवृत्तिम् अनुसृत्य अहं जीवनं यापयामि तदर्थं सर्वकारपक्षतः किं किम् आवश्यकं तस्य कुलवृत्तिं कर्तुं तत्र साधनानि धनम् इत्यादिकं सर्वमपि तत्र आयोजनीयं भवति तद् यः कर्तुं इच्छति तेषां कृते दातव्यं भवति तेन कारणेन निरुद्योगसमस्याः अपगच्छन्ति यः कोऽपि जनः केवलं खादनं शयनं न उद्योगं करणीयम् उद्योगं कुर्वन् एव अस्माकं जीवनं यापयामः इति एकः प्रच् प्रचारः अपि करणीयः तत्साधनानि अपि दातव्यानि तथा एव अस्माकं निरुद्योगसमस्या दूरं गच्छति तत् सर्वकारपक्षतः अपि चिन्तनं करणीयं प्रति जनः अपि तत्र चिन्तनं करणीयमेव तद्वारा तेन एव उद्योगनिरुद्योगसम्स्या दूरं गच्छति